हलो हा नमस्ते नमस्ते भगिनि पूर्वस्मिन् सप्ताहे मम पतिः तत्र भवतः आपणं भवत्याः आपणम् आगतवान् ततः काश्चन शाटिकाः काश्चन शाटिकाः स्वीकृत्य प्रत्यागतवान् परन्तु तत्र एका शाटिका नास् नास्ति अतः एव इदानीम् आह्वानं कृतं मया

इदानीम् अहं पञ्चीकरणसङ्ख्यां वदामि एकवारं तत् पश्यतु तदनन्तरं वर्णं सर्वम् अहं वदामि अस्तु वा पञ्चीकरणसङ्ख्या अस्ति एकं त् पञ्च षड् द्वि त्रीणि चत्वारि

न कति शाटिकाः सन्ति तत्र अहं किमर्थम् अहं वदामि भवती एव वदतु मम समीपे नास्ति किल एकं नष्टम् अभवत् इदानीम् एव तदर्थम् एव पृच्छामि हा तदेव पञ्चशाटिकाः दत्तवती परन्तु इदानीं मम समीपे चत्वारि एव सन्ति एकं ना नास्ति तत्र अतः हा भवत्याः समीपे अस्ति वा

तादृशं वा मम पतिः तु किमपि न उक्तवान् अस्तु अतः अग्रिमसप्ताहे अहं प्रत्यागमिष्यामि ततः पूर्वं सर्वं सिद्धतां कृत्वा स्थापयतु अस्तु तत् तत् सर्वं तस्मिन् दिने एव पश्यामः बा भगिनि यदा अहं साक्षात् आगमिष्यामि तस्मि तस्मिन् दिने सर्वं सिद्धं पूर्वतया सिद्धं वा सिद्धा वा इति दृष्ट्वा तदनन्तरं वयं मूल्यं ह धन्यवादः